हरिः ओं भवन्तः ट्रेवेल् एजन्सितः एजेन्सितः वदन्तः सन्ति वा मम नाम विकासः मम कृते अटनार्थम् एकं यानम् अपेक्षितम् एस्कार्पियो यानं मया कुत्र गम्यते इति अहं वदामि अहं बेङ्गलूर्नगरे वसामि यतः मया सिङ्गेरि पर्यन्तं गन्तव्यमस्ति तत्र वयं दशजनाः स्मः दशजनाः अपि मिलित्वा एव शृङ्गेरीपर्यन्तं गच्छामः तत्र द्वित्रिदिनानि भूत्वा अतः पुनः प्रत्यागच्छामः अत्र कदा गम्यते इत्युक्ते इतः अस्माकं प्रस्थानम् अस्मिन् मासे एव पञ्चविंशत्यां भवति पञ्चविंशत्यां यतः प्रस्थाय ततः नवविंशत्यां प्रत्यागच्छामः अतः भवताम् एकं यानम् अपेक्षितम् एतदर्थं मया भवतां कृते दूरवाणी कृता